गतमासे अहम् एकम् ई पुस्तकं स्वीकृतवान् किमर्थं यतोऽहि प्रवासकाले पठितुं मम अध्ययनस्य अतीवरुचिः अस्ति अतः तदर्थम् अहम् ई पुस्तकं स्वीकृतवान् तत् बहुसमीचीनम् अस्ति तस्य अक्षराणि अतीव उत्तमानि सन्ति इदानीम् अहं पठान् पठन्नपि अस्मि पुनः मित्रैः सह शेर् अपि कुर्वन्नस्मि